मम अत्यन्त इष्टतमं प्रियतमं पर्यटनस्थानम् अस्ति शृङ्गेरी शारदामठम् अहं तत्र सर्वदा गन्तुम् इच्छामि किमर्थम् इत्युक्ते शारदामन्दिरस्य प्रशान्तवातावरणम् एवमेव ज्ञानानुरागिणाङ्कृते पठनाय अत्यन्तं निर्मलम् एवं शान्तवातावरणं तत्रैव लभ्यते शृङ्गेरी शान्तेः कृते अत्यन्त प्रसिद्धक्षेत्रमस्ति शृङ्गगिरौ शारदाम्बायाः मठं विहाय अन्यानि अपि क्षेत्राणि द्रष्टुं शक्यते यथा तत्रैव सिरिमने फ़ाल्स् इति एकं जलपातः अस्ति तथैव किग्गा ऋष्यशृङ्गदेवस्थानम् अपि तत्रैव अस्ति ऋष्यशृङ्गदेवस्थानम् एतदर्थम् अत्यन्तप्रसिद्धम् अस्ति यत् तत्र पर्जन्य अथवा एवं वृष्टिः यदा न भविष्यति तदा शृङ्गगिरौ गत्वा वयं प्रार्थयामः चेत् तदा शीघ्रमेव वृष्टिः भविष्यति पुनः यदि प्रवाहः जायते चेत् तस्मिन् समये अपि यदि शृङ्गगिरौ ऋष्यशृङ्गदेवस्थानम् अस्ति किग्गा मध्ये तत्र गत्वा प्रार्थयामः चेत् वृष्टिः अपि न्यूनं भवति अथवा प्रवाहः न्यूनं भवति एतदर्थं ऋष्यशृङ्गदेवस्थानम् अत्यन्तं प्रसिद्धम् अस्ति एवं मठं विहाय अस्माकं राजीवगान्धीपरिसरः अस्ति यत्र संस्कृत अनुरागिणः संस्कृतं पठितुं तत्र आगच्छन्ति अत्यन्तः ज्ञानिनः तत्र सन्ति अधुनापि ते पी एच् डी वा भवतु अथवा तेषां शोधग्रन्थाणां विषये अत्यन्तम् उत्कृष्टरीत्या ते तेषां कार्यं कुर्वन्तः सन्ति एतदर्थं मम कृते शृङ्गेरी अत्यन्तं रोचते